अहं स्वपरिवारस्य कृते पालक् पन्नीर् पलाव् इत्येतद् खाद्यं कर्तुं शक्यते तथा पलाण्डु बज्जि कर्तुं शक्य कर्तुं शक्नोमि ततः परं मम परिवारस्य अरोग्य आरोग्यार्थं यत्किञ्चिदपि आरोग्गी आरोग्यकरं पाकं कर्तुं शक्नोम्यहं यदि आरोग्य आरोग्यकरं पाकं कर्तुं न शक्नोमि तदा अहं पाकमेव न करोमि किमर्थं चेत् तत्पाकात् आरोग्यं न भवति चेत् पाकं न करोम्यहम् अतः आरोग्यकरं पाकमेव करोमि